महत्वात् भारवत्वाच्च महाभारतमुच्यते इति महाभारतस्य प्रशस्तिः भारतं पञ्चमो वेदः इत्यपि तादृशविस्तृतमहाभारतविषयस्य विभागः पर्वद्वारा भवति आदिपर्व सभापर्व अरण्यपर्व एवं अष्टादशपर्वाणि महाभारते सन्ति अष्टादशसङ्ख्यानां महाभारतस्य च अत्यन्तं घनिष्ठः सम्बन्धः श्रूयते महाभारते अष्टादशपर्वानि सन्ति अष्टादशदिनानि यावत् महाभारतस्य युद्धं प्रचलति महाभारतस्य भीष्मपर्वे या भगवद्गीता आगच्छति तत्र तत्र अष्टादश अध्यायाः वर्तन्ते महाभारते अष्टादश अक्षोहिणी सैन्य सैन्यानि आसन् एवं अष्टादश अष्टादश इत्यत्र महाभारतस्य च अष्टादशसङ्ख्यायाश्च अत्यन्तं घनिष्ठः सम्बन्धः श्रूयते महाभारतस्य आरम्भतः आन्तपर्यन्तं याः कथाः ताः कथाः पर्वद्वारा विभागः कृतः दृश्यते आदिपर्वणि केचनविषयाः एवमेव सभापर्वणि एकैकस्मिन्नपि पर्वणि अन्यः अन्यः विषयः परन्तु कथाः अग्रे अग्रे गच्छन्ति एवं महाभारतस्य एकैकस्य पर्वणः स्थूलं परिचयम् इदानीं न स्मरामि परन्तु अष्टादशपर्वणि महाभारतस्य कथाः विस्तृताः वर्तन्ते